वयं प्रति सप्ताहं मित्रैः सह एकत्र मिलामः आदौ परस्परं परिचयं कुर्मः तदुत्तरम् एकां क्रीडां क्रीडामः अनन्तरम् अस्मासु एकः एकं प्रेरणादायकं किञ्चित प्रसङ्गं सर्वेषां पुरतः निवेदयति अन्ये तद्वचः श्रुत्वा स्वाभिप्रायान् प्रकटयन्ति एवम् सच्चिन्तनपुरस्सरम् अस्माकं वार्तालापः आरभ्यते तत् काले एव अस्माकं पुत्राणां बालगणः अन्यत्र क्रीडासु मग्नः भविष्यति वयम् आनन्देन मित्रैः परिवर् परिवारैः च कालं यापयन्तः शनैः सर्वे विविधान् खाद्यपदार्थान् सज्जीकुर्मः एकः शाककर्तनं करोति अपरः भर्जविषेशं किञ्चित् करोति अपरः पाकार्थं पात्राणि प्रक्षाल्य पाकाय साहाय्यम् आचरति एवं सर्वेऽपि जनाः सर्वोऽपि जनाः पाकक्रियार्थं स्वात्मानं योजयति मिलित्वा पाकं कुर्मः पाकानन्तरं मिलित्वा सहभोजनं कुर्मः भोजनानन्तरं स्वकार्याय स्ववाहनान् आरुह्य स्वस्थानं प्रति यास्यन्ति